वर्षे तु भारतदेशे पर्यावरणसमस्याः बहु बहु बहवः अस्माकं प्रदेशे नद्याः वनानि पर्वताः तेषां कृते अपि अधिकं परिवर्तनं म मया दृष्टम् यदा अहं बालिका आसन् तदा एकत्र ए एकस्मिन् स्थले तडागः आसीत् इदानीं तत्रैव बृहत् भवनम् अस्ति तादृशं परिवर्तनम् अहमेव पश्यामि तदनन्तरम् ऋतुः ऋतुविषये अपि अधिकाः परिवा अधिकं परिवर्तनम् अपि दृश्यते पूर्वस्मिन् काले तु अक्टोबर् नवम्बर् डिसेम्बर् मासे केवलं तमिळ्नाडुमध्ये एव वर्षा भविष्यत् अभवत् आसीत् परन्तु इदानींतनसमये तादृशं वक्तुमेव निश्चितरूपेण वक्तुमेव न शक्यते अतः ऋतुषु अपि परिवर्तनम् अभवत्